तन्त्रज्ञानस्य सहायेन बहवः सुगमताः सन्ति इदानीं गृहे कार्यालयेव स्थित्वा यात्रापत्रं प्राप्तुं शक्यते एतस्मात् कारणात् धनस्य समयस्य श्रमस्य नष्टं न भवति वेब् सैट् द्वारा यत्र कुत्रापि वयं अस्मः तत्रैव प्रदेशात् वयं सर्वं द्रष्टुं शक्नुमः